आम् भारतीयं भारतस्य राष्ट्रीयभाषायां संस्कृतप्रभावः मया तु दृष्टं वर्तते तत् उदाहरणार्थं हिन्दीभाषायामेव पश्यामः तत्र हिन्दीभाषायां यानि प्रश्नार्थकपदानि सन्ति क्या कहा इत्यादिपदानि कथं सन्ति संस्कृतभाषायां किं कुत्र तद्वदेव सन्ति अनेन एव ज्ञायते भारतस्य या राष्ट्रीयभाषा वर्तते हिन्दीभाषा तस्याः उपरि संस्कृतप्रभावः मया दृष्टम् एवं एवञ्च तत्र अन्यानि शब्दानि अपि अहं स्वीकर्तुं स्वीक् प्रदर्शयितुं शक्नोमि यथा उदाहरणार्थं बेहन् इत्युच्यते हिन्दीभाषायां तत्र अस्माकं संस्कृतभाषायाः एव भगिनी इति शब्दस्य तत् अपशब्दं वर्तते इति अहं वक्तुं शक्नोमि एवं संस्कृतस्य पदानामेव कश्चन परिवर्तनं हिन्दीभाषायां जातः सः तदानीं हिन्दीपदम् इति उच्यते तावदेव एवं भारतस्य राष्ट्रीयभाषायाम् अपि संस्कृतप्रभावः वर्तते तत्र पदं कथं सः एवम् अपभ्रंशः जातः इति चेत् तत्र बहूनि कालानन्तरं बहुकालानन्तरम् एवम् अपभ्रंशः जातः इत्यपि वक्तुं शक्नुमः अपि च जनानाम् उच्चारण सामर्थ्यस्य नष्टत्वात् एवम् एवं जातं स्यात् अतः एवं संस्कृतभाषायाः भाषायाः भाषायाः प्रभावः एव हिन्दीभाषायां वर्तते इति अहं दृष्टं दृष्टवान् अस्मि तच्च यथा यथा प्रदर्शितेषु उदाहरणेषु दृष्टं इदानीं बेहिनी बेहन् इति शब्दश्चेत् तच्च संस्कृतभाषायां भगिनी इति शब्दं भगिनी इत्यस्य शब्दस्य प्रभावः किञ्चित् परिवर्तितं रूपमेव इदम् अयम् इदम् अयं शब्दः वर्तते एवं शब्दानामेव तत्र सा कश्चन परिवर्तनं जातः अस् कश्चन परि कि किञ्चित् परिवर्तनं जातमस्ति इति कृत्वा संस्कृतभाषायाः प्रभावः तस्यां भाषायां वर्तते इति अहं दृष्टवान्